इदानीम् अहं एक घण्टा पर्यन्तं तर्तुं शक्नोमि मम कृतेषु तरणेषु बाल्यकाले तत् तारुण्य समये आ मम जन्मस्थाने तुङ्गानदी नद्याम् अहम् अधिकाधिकसमयम् अहं तरणं कृतवान् तत्र घण्टात्रयं ततोपि अधिकं एव कृतवान् अस्मि तत ततः शरीरे तादृश शक्तिः सर्वम् आसीत् इदानीं तु वृद्धाः अधिकं न शक्यते